जगतः अभिवृद्धेः अभिवृद्धेः विषये अहं चिन्तयामि यत् सृष्टेः पालनं प्रलयः इति परिस्थितिः त्रयं भवति इति वयं सर्वे जानीमः अतः यत् किमपि चलतीति तत् बहु प्राकृतिकं प्राकृतिकम् अस्ति अधुना तु कलियुगं कलियुगम् इति वयं जानीमः सर्वत्र विकासः एव प्रधानतया दृश्यते सर्वे जनाः अपि समाजाः सर्वे राष्ट्राः विकासः दृष्ट्या अधिकं कार्यं कुर्वन्ति यद् आवश्यकम् अपि नास्ति तदपि प्राप्तुं प्रयत्नरताः भवन्ति कष्टम् अनुभवन्ति

वयं तु आध्यात्मप्रियाः जनाः किमर्थं भौतिकः उन्नतिः आवश्यकी वयं तु शान्तिप्रियाः जनाः विकासदृष्टिः यदि अस्माकं न भवति तर्हि किं भवति अस्माकं ये शत्रवः सन्ति ते आक्रमणं कुर्वन्ति स्व् स्वीय रक्षणमपि कर्तुं वयम् असमर्थाः भवामश्चेत् शान्तिः कथं प्राप्यते

तस्मिन् एव यावत् शक्यम् तावद् अस्माकम् आध्यात्मवृत्तेः प्रयासः अपि कर्तव्यः तावदेव एवमेव चलति जगद्विकासः किमपि कर्तुं न शक्यते इति मम अभिप्रायः